आम् एकां कादर् कादम्बरीं पठित्वा अहं पुरारुरोढः तस्य कारणं वर्तते सा कादम्बरी वस्तुतः वि स खाण्डेकर इत्येतैः लेखकैः लिखिता वर्तते सः महोदयः तु अत्यन्तम् प्रसिद्धो कवीरासीत् तथा च कादम्बरीकारश्च आसीत् तस्य एका कादम्बरी अस्ति यस्य नाम अस्ति पहिले प्रेम् इति वस्तुतः तु सा कादम्बरी ललितवाङ्मये आयाति तस्य विभागीकरणं तथा च प्रेम्णः भावनया सा कादम्बरी रसपूर्णा रसभरिता अस्ति तत्र एक प्रसङ्गो आयाति यस् यस्मिन् प्रसङ्गे सः नायकः तस्य प्रेमिकायाः वियोगात् प्रायः नष्टो एव अभवत् भावनिक माध्यमेन शारीरिक माध्यमेन पारिवारिक माध्यमेन सः तु मनसि पीडाम् करोति तत् प्रसङ्गः अतः अहमपि तद् प्रसङ्गं पठित्वा किञ्चित् रुरोद